अहं तु स्विग्गी मध्ये स्विग्गी मध्ये पिज़ा आर्डर् कृतवान् तत्तु इदानीं पर्यन्तं न आगतवान् तदागन्तुं कियत् समयः लभ्यते कियत् समयः भवति